महबुब्नगर् जिल्लायाम् अनेके फ्यक्ट्रीस् सन्ति ल्याप्स् तत्र बहवः कार्यं कुर्वन्तः सन्ति अस्माकं जिल्ला हैद्रबाद्नगरस्य समीपम् इति कारणात् अत्र बहूनि परिश्रमाणि आगतानि तत्र अधिकजनाः उद्योगं प्राप्तवन्तः ते उद्योगं कुर्वन्तः सन्ति एवं जिल्लायां व्यापाराः अपि सम्यक् चलति अत्र अधिकतया रेल् एस्टेट् अपि चलति

समीपे विमानाश्रयः हैद्रबाद् एवं बहुविधाः फ्याक्ट्रीस् सन्ति इति कारणात् रेल् एस्टेट् अपि बहु सम्यक् चलति अत्र जलविषये किञ्चित् समस्या अस्ति यदि नायकाः जलसमस्यां निवारयन्ति इतोऽपि एषः प्रदेशः बहु वृद्धिं गच्छति